भारतीयदार्शनिकपरम्परायां वेदान्तमपि एकम् अस्ति वेदान्ते विशिष्टाद्वैतस्य स्थानं मुख्यस्थानं भवति विशिष्टाद्वैतस्य प्रथमः आचार्यः रामानुजाचार्यः तस्य विषये अहं किमपि वदामि किञ्चित् वदामि कोऽपि प्रस्थानत्रयस्य व्याख्यानम् कृते तं लोकः आचार्यः इति कथयन्ति रामानुजाचार्यः भगवद्गीता तस्य व्या व्याख्यानं गीताभाष्यं नाम्नि कृतवन्तः तदनन्तरं ब्रह्मसूत्रस्य व्याखानं कृतवन्तः परन्तु उपनिशत् उपनिशदः किमपि व्याख्यानं न कृतवन्तः यद्यपि व्याख्यानं न कृतवन्तः तथापि तस्य ग्रन्थे अनेकानि उप उपनिशत् वाक्यानि प्रयोजितवन्तः तत् कारणेन रामानुजाचार्यः इति जनाः कथयन्ति विशिष्टाद्वैतस्य प्रथमः आचार्यः रामानुजाचार्यः रामानुजाचार्यः यद्यपि श्रीरङ्गं मध्ये वसति चेत् तथापि तमिल् मध्ये ग्रन्थं न लिखितवान् परन्तु संस्कृतेन एव ग्रन्थरचनां कृतवन्तः तद् समये अद्वैतम् एवं बौद्धजैनधर्मस्य एकं मुख्यं स्थानं भारतीयसंस्कृते संस्कृतेः भविष्यति अस्ति तदपि रामानुजाचार्यः अनेकानि वादविध विवादे अनेकान् पण्डितान् पराजितवन्तः विशिष्टाद्वैतस्य हि सेड् द सीड् आफ़ विशिष्टाद्वैत